मत् नमस्ते रां राम् आम् आम् अहं पुष्पाणि सर्वं विक्रीता अस्मि वदन्तु आम् उत्तमम् आम् निश्चयेन दिनदर्शिकां दृष्ट्वा प्रतीक्षाम् एकनिमेषं प्रतीक्षां कुर्वन्तु दृष्ट्वा एव वदामि आम् पञ्चदशदिनाङ्के आगस्ट् मासे अहम् पूर्वतनपञ्चीकरणं न कोऽपि कृतवन्तः अतः अहं निश्चयेन पुष्पाणि सर्वाणि पुष्पाणि यथा इष्टम् अहं दास्यामि दातुं शक्ये

आं छायाचित्रं बहवः सन्ति बहूनि सन्ति छायाचित्रं तस्य प्रतिकृतिः माडेल्स् इति वदामः प्रतिकृतीः भवती दृष्ट्वा किं किं माडेल् आवश्यकं किं भवती इच्छति इति सर्वं भवती वदति चेत् तत् वरम्

हा ग्राहकमध्ये अस्तु

इच्छामस्ति हा आम् उत् अस्तु अस्तु अस्तु उत्तममेव अनन्तरम् अन्यः एकः विषयः अस्ति वयं सर्वे पुष्पाणि एव विक्रेतारः किल रङ्गवल्ली अपि पुष्प पुष्पेभ्यः पुष्पाणि सर्वमुपयुज्य रङ्गवल्लीमपि वयं सर्वे रचयामः तदपि इच्छा चेत् भवती वदतु आम् आम् आं हा तद् मुख्यम् आम् हा आम् उत्तमं प्राक्तनं भवती ददाति चेत् अहं निश्चयं करोमि मम दर् दिनदर्शिकां मध्ये लेखिष्यामि सर्वम् उत्तमतया वयं सर्वे करिष्यामः हा धन्यवादः रां राम्